अहं एम् डी पल्लवी सी अश्वथ् विजयप्रकाश् एस् पी बालसुब्रह्मण्यं च गायनं साक्षात् श्रुतम् अस्ति मम अनुभवः बहु सम्यक् आसीत् माम् सङ्गीतम् इत्युक्ते बहु प्रीतिः अस्ति सङ्गीते श्रोतव्येन मनः उल्लसः अनुभवन्ति यदा मनः खिन्नः अस्ति तदा सङ्गीतेन मनः परिवर्तते आनन्दम् अनुभूयते यः दासवाणी गायन्ति तासां गायनं साक्षात् श्रोतुम् इच्छा अस्ति दासवाणी गायनं विद्याभूषणस्य रामचन्द्रशास्त्री च गायनं साक्षात् श्रोतुम् इच्छामि प्रतिवर्षं गणेशोत्सवमध्ये विजयप्रकाश् महोदयः एम् डी पल्लवी सी अश्वथ् एस् पी बालसुब्रह्मण्यं महोदयः सर्वे आगच्छन्ति तत्र ते कार्यक्रमः कुर्वन्ति अहं सर्वदा गणेशोत्सवः बस्वनगुडी मध्ये गणेशोत्सवः गच्छामि तत्र साक्षात् श्रोतुं शक्यते महान् गायकः तत्र आगच्छन्ति श्रोतुमपि शक्यते द्रष्टुमपि शक्यते आनन्देन बहु जनसम्मर्दः भवति तत्र सी एस् चलनचित्रस्य गायनम् अनन्तरं देवस्य गायनम् अनन्तरं भावगीतं सर्वमपि श्रोतुं शक्यते अहम् अन्येषामपि साक्षात् न दृष्टवती परन्तु एम् एस् सुब्बलक्षमी गायनं प्रति दिनं श्रोतुम् इच्छामि